अन्तर्जालद्वारा क्रीडायाः कल्पना करोना समये उपयोगम् उपयोगाय आसीत् परन्तु इदानीन्तनकाले बालकाः सर्वे तत्र अन्तर्जालमध्ये एव उपविशन्ति सर्वे क्रीडाः तत्र बहूनि हिंसा अपि अस्ति क्रीडानाम् मध्ये बहूनि हिंसा अपि अस्ति तद् ये ये बालकाः अन्तर्जालद्वारा योजयन्ति तदेव मनसि निधाय अहर्निशं रात्रि या रात्रौ वा दिने वा तदेव कुर्वन्ति अधिकं समयं तत्रेव तिष्ठन्ति अन्तर्जालद्वारा एव अन्तर्जालमध्ये एव तिष्ठन्ति तद् उपयोगम् उपयोगाय न भवेत् लाभाय न भवेत् परन्तु करोनाकाले तदुपयोगाय उपयोगाय बहु उपयोगम् आसीत् कारणं ते पाठानि अपि पठितवन्तः पाठान् अपि पठितवन्तः तद् एकम् शारीरिकमानसिकविषये एकं स्थले उपविश्य तद् अन्तर्जालमध्ये उपविश्य तद् निश् निश्चयेन उत्तमविषयः नास्ति मानसिकव्याधिः अपि तदेव चिन्तनं भवति मनसि तदेव तदेव निधाय तदेव वदति तदेव चिन्तनं करोति तद् समीचीनतया न खादति न निद्रां करोति तद् किञ्चित् समीचीनम् उचितं नास्ति इति अहं मन्ये तदेव मम चिन्तनम्